हरिः ओं नमस्कारः वदतु एवं

हा भवताम् इदं एवं रिपोर्ट्स् विषये वयं वार्तां कुर्मः परं पूर्वं यद् भवतां यदि सोपानानि यदा सोपानानि यदा अवतरति अथवा उद्धरति तदा तत्र किं यदा भवान् श्रान्तः भवति खलु तत् कदारभ्य एकं वर्षं जातम् ओ हो अस्तु अस्तु भवतां ब्लड् टेस्ट् आगतमस्ति वयं तत् पश्यामः ओ हो एवं एवं भवतां हीमोग्लोबिन् तत्र किञ्चित् न्यूनमेव अस्ति भवान् एवमेव किञ्चित् तत्र हा भवतां कण्डीशन् अपि प्रीडैयबिटिक् वद् भवति नाम मम भाति अत्र इदानीम् एवम् इदानीमेव यदि किञ्चित् तथा नाम तत्र प्रिकाषन्स् न स्वीक्रियते चेत् तत्र अग्रे दैबिटीस् एव तत्र भवतां कृते आगच्छति भवतां दिनचर्या का इति कृपया वदतु भवान् किं कार्यं करोति एवं भवतां कार्यालयः कुत्र कुत्र नाम तत्र प्रोफेषन् कः भवतां एवम् एवं अतः एव तव भवतां फ़िसिचल् आक्टिविटीस् न सन्ती इति कृत्वा इदं सर्वं दृश्यते भवताम् आहारविहारः कथमस्ति किं भुज्यते इत्याशयः किं भुज्यते तत्र अधिकं शाकं न भुज्यते इति भाति यतः तेन विना भवतां हिमोग्लोबिन् न्यूनं न स्यात् सत्यं खलु हा अत एव किञ्चित् इदं शाकं भोक्तव्यम् एवञ्च किञ्चितहं मेडिसिन्स् निरीक्ष्य ददामि तद् एकमासात्मकं कालं यावत् स्वीकरोतु यदा तत् समाप्यते तदनु आग् पुनः एक् पुनः आगत्य दर्शयतु एवं हा अस्तु आम् आम् डन् अस्तु अस्तु